नमस्ते महोदय अहं सञ्जयनगरतः राजन् वदन्नस्मि श्वः प्रातः काले सार्धत्रिवादने मम विमानयनम् अस्ति त्रिघण्टापूर्वम् अर्थात् सार्ध द्वादशवादने विमानयान विमानपत्तनं प्राप्तुम् आवश्यकम् मम गृहतः विमनपत्तनपर्यन्तं प्रयाणं एकघण्टाकालं भवति अतः श्व अद्य रात्रौ सार्ध एकादशवादने एक कार्यानं मम गृहे प्रेषयतु धन्यवादः